हा आगच्छन्तु अन्तः आम् हां सत्यं आम् आम् अत्र आ एवम् एवं वा अस्तु अस्तु आम् किमपेक्षितमासीत्

एवं वा ह्म् अस्तु आम् अत्र आगच्छन्तु अस्य उपरि प्रथमं उपविशन्तु एवम् इष्टिका अस्ति

अत्र अस्य उपरि उपविशन्तु आदौ निधानेन पृष्टतः स्वपन्तु एवं वा आम् इदानीं निरायासेन सुप्तास्सन्ति खलु आम् एवं

एवं वा ह्म् ह्म्

आ स्थापितं वा आम् अस्तु अत्र अत्र आम् एवं वा पर्याप्तं वा आम् इदानीं बेशिट् अस्ति खलु इदं शिरसः पृष्टभागे स्थापयन्तु हा हा इदानीं अनायासेन स्वपन्तु किञ्चित्कालोत्तरं आम् अत्र

एवं वा इदानीं सुप्तासन्ति खलु हा अत्र अस्मिन् अस्यामवस्थायां निद्रा न कर्तव्या आं पश्यन्तु अत्र निधानेन मन्दमन्दतया आं पादयोः कृते

विश्रान्तिं यच्छन्तु

कटिः वा कटिभागमवलोकयन्तु अवलोकितं वा

आं हा हा एवं

हा काचित् समस्या भवति खलु एवं वा हा अस्तु अस्तु इदानीं पश्यन्तु अयान् निरायासेन सुप्तास्सन्ति खलु

सम्पूर्णं शरीरं प्रति विश्रान्तिं यच्छन्तु हा अस्तु अस्तु इदानीम् एवमेव सुप्ताः भवन्तु प्रतिदिनं अस्य अभ्यासः कर्तव्यः ह्म् अस्तु अस्तु अस्तु अस्तु ह्म् अस्तु